सीवनम् अन्य आसक्तिकार्यक्रमाः कथं निर्वसीयन्ते इत्युक्ते शीघ्रं कार्यक्रमाः समाप्य अनन्तरम् अस्माकं किम् इच्छति किं आसक्तिकार्यक्रमः अस्ति तत् कुर्मः तत् समयं स्वीकर्तुम् उपायः चेत् झटिति प्रातः उत्थाय सर्वकार्याणि समाप्य अनन्तरं किञ्चित् रिलेक्स् भूत्वा तत् कार्यं कर्तुम् आसक्तिः आगच्छति अनन्तरम् एतत् तु प्रेरणा तु सीवनम् अहं स्टिचिङ्ग् पूर्वं किञ्चित् किञ्चित् एव जानामि तत् अनन्तरं पठित्वा मम गृहे मम श्वश्रू ब्लौस् वन् अवर् सा करोति एव तत् दृष्ट्वा वाव् सम्यक् अस्ति एकघण्टा समये एव सा ब्लौस् रेडि कृतवती वयमपि तादृशं करणीयम् इति आसक्तिरूपेण तत् प्रेरणा स्वीकृत्य अहम् अपि सीवनं करोमि